महाभारतविषये पञ्चमोवेदः इति अभिप्रायः प्रायः पूर्वजानामपि आसीत् सम्प्रदायेष्वपि दृश्यते इति सन्देहो नास्ति यदा तत्र वे चतुर्षु वेदेषु ये ये विषयाः सन्ति सर्वोपि तत्र विद्यते इति नास्ति संशयः भारतपञ्चमोवेदः इति प्रसिद्धा उक्तिः यदिहास्ति तदन्यत्र यन्नेहा नास्ति न तद्क्वचिदिति विशेषेण तस्य प्रशंसापि जनवादे श्रूयते ये महाभारतं पठितवन्तः तेषां तथाविध अनुभवोपि विद्यते नाट्यशास्त्रविषये मम नातीव गतिर्विद्यते प्रायशः सामान्यतो दृष्टवान् अस्मि तस्य विषये पञ्चमवेद इति अभिप्रायविषये नैव जानामि सर्वदा वेदतुल्यः इत्युक्ते वेदेन यत् साध्यते वेदेन यत् प्रयोजनं भवति तत् प्रयोजनं तेन भवति चेत् भवेदेव वेदतुल्यता पूर्वजैः तथा कथनस्य स्वारस्यं वेद वेदात् यत् प्रसिद्ध्यति वेदात् यत् प्राप्नोति तदा अनेनापि प्राप्नोति सरलतया अपि तस्य अर्थबोधो भवति वेदस्य अर्थाः ग्रहीतुं याव यावान् कष्टो भवेत् वेदस्य अर्थं ग्रहीतुं तावदत्र नास्ति इत्यतः अपि तथा उक्तं स्यात्